मम रेफ़्रिजिरेटर् सम्यक् कार्यं न करोति मम सखी उक्तवती इति अहं क्रीतवती शैत्यमपि सम्यक् न भवति विद्युत् अपि अधिकं स्वीकरोति सर्वदा किमपि दोषः भवति एव मध्ये मध्ये कार्यं स्थगितं करोति अतः इदं प्रति दत्वा अन्यत् नूतन रेफ़्रिजिरेटर् स्वीकरोमि